नूतनाः प्रौद्योगिकभिन्नभिन्नसंसाधनानां साहाय्येन पुरातनकलाकृतीनां बहु अधिकं शोभां ज्ञायते अत्र नूतनः प्रौद्योगिकसंसाधनानां सहयोगं करोति पुरातनः कलात्मः कलागतचित्राणां च कृतीनां च संशोधनार्थम् उत्तमः उपकरणानि अस्माकं पार्श्वे अस्ति एतस्य समये प्रौद्योगिक उपकरणानां समयस्य लाभं भवति व्यवहारिककला बहूनि उत्तमः भविष्यति तेषाङ्कृते प्रौद्योगिककरणार्थं डिजिटल्माध्यमेन अस्माकं पार्श्वे क्रयणं विक्र् क्रयविक्रय इति आन्लैन्माध्यमेन प्रेषयामः स्वीकुर्मः एतेषाम् अस्माकं पार्श्वे विकल्पमस्ति